अहम् अहं चित्रकलाशालां द्वित्रिवारं गतवती हा तथा च चित्रकला सङ्गोष्ठीमपि एकवारं दृष्टम् चित्रकलाशालायां तु अनन्य प्रकारकाणि चित्राणि छात्रैः जनैः च लिखितानि दृष्टानि तानि दृष्ट्वा मनः अत्यन्तं प्रफुल्लितमभवत् तावत् परिश्रमम् अध्ययनं कुर्मश्चेदेव भवति तादृशी कला पेन्सिल् ड्रायिङ्ग् परिसरस्य चित्राणि त्री डि पेय्ण्टिङ्ग्स् तत् सर्वं तत्र आसीत् किमपि वक् किमपि नास्ति इति वक्तुं श् न शक्यते तानि सर्वाणि चित्राणि दृष्ट्वा मयापि तस्यां शालायां गत्वा चित्रं लिखितुम् अध्येतव्यम् इति मनसि आगतम् एवं च एकदा बेङ्गलूरुनगरे चित्रकलासङ्गोष्ठिः आयोजिता आसीत् मम चित्रे रुचिः अस्ति इति कारणेन अहं तत्र गतवती अहं तस्यां सङ्गोष्ठ्याम् अन्य अन्य राज्यतः भागं गृहीतवन्तः तेषां चित्राणि दृष्ट्वा तावत्यः चित्रका चित्रलेखनशैल्यः भवन्ति खलु इति ज्ञातवती नेत्रद्वयं पर्याप्तं न भवति तथा आसीत् चित्राणि एकस्य भिन्नम् अपरः अद्यतनचित्रकला याः आसन् तत्र तस्मात् सङ्गोष्ठ्यात् यदा अहं गृहम् आगत्य अहम् एवं निर्णीतं यत् मयापि चित्रलेखनम् अधिगन्तव्यमेव इति